हरिः ओम् आम् आं न न न भवन्त परश्वः आगच्छन्तु इदानीं तु निष्कासयित्वा नास्मि

न न टेटर् अलं भवति हा हा टेट्टर् अलं न न कर्मकरः एकः अपेक्ष्यते तावदेव हा एकः चीला तु दश चीला अस्ति ह आ आ विंशतिः स्यूताः स्यूताः आ भवन्त चल एकं त्री थर्टि थ्री थर्टि आगच्छन्तु भवन्तः ह अपरम् अपराह्ने सार्धत्रिवादने

हा हा एकं शतं बस् प्रत्यहं त्रिसहस्रं यच्छामि त्रिसहस्रम् अच्छा न किञ्चित् सम्यगस्ति न तत् त्रिसहस्रम्

अस्तु